नमस्ते अद्य तु मम गृहे किमपि न क्रुतमेव भगिनि किं नाम दिनद्वायादारभ्य अस्माकं गृहं प्रति जलमेव नागच्छति मया तु बहुवारं गृह स्वामिनं सूचितं परन्तु एतावत् पर्यन्तं सः न आगतः अपि तस्य विषये अपि पुनः किमपि न उक्तवान् तदेव किं कुरु करोमि इति चिन्तयन् अस्मि एवं वा तदा किं कृतवति भगिनि भवति मयापि चिन्तितम् इदमेव परं पितरं सूचितवति परं सः उक्तवान् अस्मिन् वर्षे न शक्यते भो अग्रिम वर्षे एव कुर्मः इति अतः तावत् पर्यन्तम् एवमेव समयः यापनीयः इति अस्माभिः चिन्तितं यदा वृष्टिकालः समाप्तः भवति तदा अस्माकं गृहे अपि कूपं कुरुमः इति इदानीं तु कर्तुं न शक्यते यतः एतावत् वृष्टिः वर्तते कथं कर्तुं शक्यते खलु किम् एवं वा आं सत्यं मया प्रातः यदा बहिः सम्मर्जनं क्रीयमाणम् आसीत् तदा तत्र दिव्या आगत्य भवत्याः गृहस्य समीपे अवकरान् क्षिप्त्वा गतवति मया दृष्टम् इदं प्रातः हे भगिनि तथा न करोतु सा तु अस्माकं ग्रामं प्रति इतोपि नूतना एव अस्य विषये सा इतोपि किमपि न जानाति तर्जयामश्चेत् तस्याः कृतेपि खेदः भवति पुनः अस्माकम् उपरि द्वेषः अपि वर्धते अतः किञ्चित् तसै सूक्ष्मतया मन्दमेव उक्त्वा तां समाधानं करोतु तदा सा पुनः यथा न कदापि एवं करोति ह्म्

अस्तु भगिनि चिन्ता नास्ति तर्हि पुनर्मिलामः